पदवीनिवृत्तोऽहं अधुना तु समीप नगराणि ग्रामाणि द्रष्टुं गच्छामि कदाचित् मम कार्यव्यग्रतया तत्र शुभकार्येषु विवाहार्थं वा उपनयनार्थं वा अन्याशुभकार्येषु यदा गच्छामि तदा तत्र तत् ग्रामस्य तत् नगरस्य तत् पट्टणस्य वा वैशिष्ट्यं ज्ञातुम् इच्छामि तत्र अनु आनन्दम् अपि अनुभवामि आधुनिककाले तु पुनः पुनः मासे एकवारं वा द्विवारं वा बहिर्गच्छामि कदाचित् अस्मिन् नगरे एव विविध प्रान्तेभ्यः गच्छामि प्रान्तान् प्रति गच्छामि अत्र ये ये विशेषाः सन्ति अन्यथा व्यक्ति वय विशेषान् दर्शनेन तेषां परिचय स्वीकरणेन स्वीय अनुभवान् वर्धयितुम् इच्छामि यत्र कुत्रापि गच्छामि तदा तत्र मम अनुभववर्धनार्थम् एव प्रयत्नं करोमि